दीर्घ बैकिङ्ग् प्रवासार्थं न केवलमहम् एकाकी एव गच्छामि अपि तु मम स्नेहिताः मम मित्राणि सर्वाणि अपि मिलित्वा एव वयं किञ्चित् बैकिङ्ग् प्रवासार्थं गच्छामः कथञ्चित् प्रथममेकवारम् अस्माभिः तस्य योजना एव पूर्वं कर्तुं न शक्यते यतेवं कृतं भवति तत् तावत् सफलं न भवति तस्मात् अनुक्षणं यत् बैकिङ्ग् प्रवासस्य योजना कृता भवति तत्क्षणे एव गच्छामः इति यदि निश्चयं कुर्मः तर्हि तर्हि एव अस्माभिः गम्यते यतः तत् अग्रे गच्छामः इति यत् कृतं भवति तस्य दिनस्य सर्वेभ्यः अपि एवं न शक्यते तस्मिन् दिने गन्तुं अतः वयम् आधिक्येन अनुक्षणमेव गच्छामः कथञ्चिदपि यदि कदाचित् एवं कृतमस्ति योजना कृता आसीत् तदा वयं कथं सज्जतां कुर्मः इत्युक्ते प्रथमं अस्माभिः तैलं सम्पूर्णं क्रियते यानाय तदनन्तरमेव अस्माभिः गन्तव्यमस्ति यन्मध्ये कथञ्चित् स्थगितं भवति चेत् पुनः बहु कष्टकरं भवति तस्मात् प्रथमं तैलं सम्पूरयामः ततः परं यदि अपेक्षितं तर्हि इयर् फ़ोनपि नयामः कदाचित् एवम् शीतरक्षणार्थं किञ्चित् वस्त्रं युतकञ्च नयामः हस्तार्थं हस्ताय अपि किञ्चित् वस्त्राणि धरामः एवम् आधिक्येन वयं तु सुह् ऊरुकं गत्वा न गच्छामः परन्तु वेष्टीमेव धृत्वा गच्छामः तदेकमस्माकं विशेषः इत्येव वक्तुं शक्यते यतः आधिक्येन बहवः तथा न गच्छन्ति अस्माकं समेषामपि यानम् प्रायशः नवतिप्रतिशतं नवति हा किलोमीटर्स् पर् हवर् एव मैलेज् यच्छति तावत् दूरम् एकलीटर्मध्ये गच्छतीत्यतः तावत् अधिकं धनम् इन्धनाय न व्ययीभूतं भवति अपि च अस्माकं यत् खादनादिकं भवति तस्मिन् एव बहु व्ययं भवति अस्मा तस्मात् कारणात् अस्माभिः यदा दीर्घ बैकिङ्ग्प्रवासं क्रियते तदा पूर्वसज्जता इति न क्रियते एवं द्विशतं रूप्यकाणि सन्ति चेत् वह् वयं कथञ्चिदपि षष्टिः किलोमीटर् पर्यन्तमपि गत्वा आगन्तुं वयं सर्वे शक्नुमः अस्माकं मित्राणि तु तथा सज्जीभूताः सर्वदा भवन्ति यत् एकं युतकं भवति पुनः हस्तार्थं धर्तुमपि किञ्चिद् भवति याने तु सर्वदा सम्पूर्णमेव तैलं भवतीत्यतः पूर्वं किञ्चित् स् सज्जता करणीयमिति नास्ति एव सर्वदा एव सर्वदा सज्जः एव भवामः वयम्